मया अमेज़ान् माध्यमेन एका शाटिका क्रीतम् तस्य वर्णः अत्युत्तमः अस्ति परिमाणमपि यथा यदा मया दृष्टं तद् उत्तममेव आसीत् गुणवत्ता शाटिकायाः गुणवत्ता शाटिकायाः मौल्यम् अपि तत् उत्तममेव अतीव अतीव न अभवत् अनन्तरं तस्य विशेषता किमित्युक्ते तत्र शाटिकायाः साकम् एका कञ्चुकः अपि योजितः अभवत् तत् तस्य अड्वटैस्मेण्ट् समये तन्न दृष्टं किमपि यदा तत् शाटिका गृहम् आगतं तत्र कञ्चुकः अपि योजितः अभवत्